मम समुदाये ऋतुस्रावविषये महिलाः जानन्ति महिलाः एषु दिनेषु विश्रामं स्वीकुर्वन्ति अत्र महिलाभिः अधिकं कार्यं न क्रियते केषुचित् गृहेषु तेषां पृथक् वा वासव्यवस्था च भवति महिलाः काश्चन तत्र स्वास्थ्यविषये अधिकं जानन्ति शुद्धिविषये च तेषां सम्यक् अवधानं भवति काश्चित् महिलाः स्वास्थ्यविषये शुद्धिविषये च अधिकम् अवधानं न यच्छन्ति अतः बहुविधसमस्याः अग्रे भवन्ति अत्र महिलाः चत्वारि दिनानि यावत् पृथक् उपविश्य सर्वं स्वस्य कार्यं सम्पादयन्ति चतुर्थदिने सम्यक् स्नानं कृत्वा वस्त्रादिकं प्रक्षाल्य

मन्दिरं न गच्छन्ति सम्यक् विश्रान्तिं स्वीकुर्वन्ति